हा हरि ओम् हा प्रणामस् प्रणामाः श्रीमन् हा प्रणामं हा स् एवम् अस्ति अहं पुस्तकालये समागतोऽस्मि पुस्तकालये व्याकरणशास्त्रेतिहासस्य कः ग्रन्थ विद्यते यत् तावत् व्याकरणस्य ऐतिह्यं द्रष्टुं शक्यते मया अहं व्याकरणस्य ऐतिह्यं ज्ञातुमिच्छामि

बल्देव उपाध्यायस्य व्याकरणशास्त्रस्य इतिहासः अस्ति किं अथवा शास्त्रस्य अपि हा सामान्यमेव

अशोक अशोकः कश्चन अस्ति तस्यापि अस्ति किम् अशोकगौ तत्

अच्छा

अच्छा नि निबन्धेऽपि कश्चन ग्रन्थः अस्ति एवं निबन्धं द्रष्टुम् इच्छामश्चेत् तर्हि मम तर्हि निबन्धस्यापि आम् हा हा हा नि भवतां कः ग्रन्थः अस्ति श्रीमन् एकवारं सूचयन्तु अच्छा हा हा तर्हि यथा कः के के विषयाः निरूपिताः सन्ति भवतां ग्रन्थे श्रीमन् एकवारं सूचयन्तु न आम् नूनमेव श्रीमन् आम् भवतां तावत् ग्रन्थः तावत् अवस्यमेव द्रष्टब्यः यतोहि एते विषयाः तावत् तत्र न्यूनमेव प्रतिपादिताः सन्ति तथा चेत् विष् विषयाः महत्वपूर्णाः सन्ति ये विषयाः भवद्भिः तत्र ग्रन्थे प्रतिपादिताः आम् आम् अवश्यं श्रीमन् आ प्रणामाः श्रीमन् प्रणामाः